अहं छत्तिगड् राज्ये निवसामि छत्तिगड् राज्ये पूज्यपुरुषः श्रीरामस् श्रीरामस्य मातुः कौशल्यायाः पिता स्थानम् अस्ति तस्य क्षेत्रस्य नाम चन्दुखुरी अस्ति श्रीरामः हिन्दूधर्मस्य ईश्वरः अस्ति अहं श्रीरा अहं श्रीरामात् कथं कथं मर्यादे निवसामि अहम् अधीतं कथं पशुपक्षी महिला पुरुषस्य सम्मानम् आद आदरः नाम कथं करोति एषः सर्वम् अहं श्रीरामस्य शिक्षितुम् अस्ति